एवं वार्तापत्रिकानां पठनार्थम् इति सार्वजनिकग्रन्थालयाः वर्तन्ते परन्तु अस्माकं ग्रामे तु अधिकजनाः तस्य उपयोगं कुर्वन्ति इति न भासते यतः सर्वेपि वार्तापत्रिकान् स्वगृहमेव नीत्वा तत्र एव पठन्ति इत्यस्मात् ग्रन्थालयस्य उपयोगः न भवति एवं च प्रकृते अधुना तावत् सर्वेपि माध्यमेन नाम मोबैल् दूरवाणीद्वारा एव पत्रिकादिकं पठन्ति इति कृत्वा पुनः पुस्तकादिकं पठन्ति इति कृत्वा ग्रन्थालयस्य उपयोगः महान् न भवति